मम इष्टतमं पुस्तकमस्ति मेनि लैव्स् मेनि मास्टर्स् इति तत् पुस्तकं पाश्चात्य मानसिक वैद्येन ब्रेन् वीस् महोदयेन लिखितं अस्ति तत्र अस्माकं भारतदेशे भारतदेशविषयाः नाम आध्यात्मिकविषयानपि त् महोदयः प्रकटितवन्तः तस्मिन् पुस्तके पाश्चात्यजनाः वा म्लेच्छा म्लेच्छाः वा पुनर्जन्मनि न विश्वसन्ति परन्तु सः महोदयः निरूपितवान् तत्र महोदयस्य निकटे एका मानसिक रोगी रोगिणी आगतवती आगतवति तस्य तस्याः चिकित्सायाः समये महोदयः अति अनेकान् विषयान् तत्र तस्मिन् पुस्तके लिखितवान् तत्र तस्य प्रायः एतत् नवदशोत्तर द्व्यशीतिवर्षे सङ्घटना अभवत् तत्र तस्मिन् समये सा एकाशीति जन्मानि प्राप्तवति इति तत्र महोदयेन ज्ञातं आधुनिककालजनाः अस्माकं रामायणं महाभारतं भागवतं वा पठित्वापि तत्र विश्वासं न प्राप्नुवन्ति परन्तु तत् पुस्तकं नाम अस्माकं कृते पाश्चात्यजनाः यद्वदन्ति ओ अस्माकं संस्कृतग्रन्थेषु वा रामायने वा अस्ति इति अनन्तरं तेष् तेषां वाक् श्रुत्वा एव अस्माकं जनाः विश्वसन्ति तत्र महोदयः साधारणवैद्यः आसीत् प्रथमम् परन्तु सः कथं मानसिकवैद्यः अभवत् इति विषयं अपि तया एव ज्ञातवान् तया रुग्णया एव तत्र ज्ञातवान् तत् सर्वं तत्र प्रकटयति महोदयः अपि ध्यानं करोति महोदयः तत्र लिखितवानेवं ध्यानं नाम भारतीयाः एव कुर्वन्ति इति परन्तु भारतीय ज जनाः एव पुनर्जन्मनि विश्वसन्ति इति मया ज्ञातं परन्तु एवं नास्ति इति सर्वं तत्र प्रकटितवान् तस्मिन् पुस्तके अतः अहं तत्पुस्तकम् अतीव अतीव इच्छामि बहुवारं पठितवति अपि